अहं मतर्पन्नीर् इत्येतत् निर्माणं करोमि तस्य करणविधानं यथा प्रारम्भे आनीतं पनीर् उष्णतैले निमज्य जले स्थापनीयं भवति येन पनीर् मृदुः एव तिष्ठति तदनन्तरं स्वेदिन्यां पलाण्डुः तैलम् आवश्यकं मसाला लवणम् इत्यादीनि च योजयित्वा कर्तितवार्तकी इत्यस्मात् उत्तमं ग्रेवी निर्माणं करणीयं तदनन्तरं ग्रेवी मध्ये शीतं मतरं योजनीयं किञ्चित् कालन् कालानन्तरं सिक्तं पनीरं ग्रेवीमध्ये योजितव्यं भविष्यति किञ्चित् कालानन्तरम् अस्माकं मतर् पन्नीर् सज्जः भविष्यति अन्ते पनीर् पनिरोपरि किञ्चित् कर्तितधनिया योजनीयम् एतेन मतर् पनीर् सिद्धं खादितुं योग्यं द्रष्टुं सुन्दरं च भविष्यति